एतत् बेङ्गलूरुनगरम् इति बेङ्गलूरु एतस्य पुरातन नाम वर्तत् बेन्दकाळूरु इति यत् नाम कथमागतं नाम केम्पे गौड इति एकः एकस्मिन् ग्रामे निवसन् भवति स्म तत्र तस्य कुण्डलीं नीत्वा एकस्य कृते दर्शयति दर्शयति तदा सः वदति भवान् एकं साम्राज्यमेव निर्मातुं शक्नोषि इति सः तत् श्रुत्वा एकम् एकाम् अश्वम् आरुह्य तस्य कृते यद्यत् सामग्रीम् अपेक्षते तत्सर्वं स्वीकृत्य भोजनमपि स्वीकृत्य प्रयाणं प्रारम्भः प्रारभते तदा एकस्यां वृ एकस्याः वृक्षस्याधः उपविष्टः विश्रान्तिं स्वीकर्तुम् उपविष्टः तदा मर्कटाः आगत्य तस्य भोजनादिकं स्वीकृत्य धावन्ति तदुत्तरं सः अश्वमारुह्य अग्रे प्रवर्तते तदा एकः एकस्मिन् गृहे एका वृद्धा महिला चनकं क्वथयन्ती भवति सः गत्वा भोजनम् अस्ति वा इति पृष्टवान् तदा सा वदति भोः अत्र एतत् इतोपि न समाप्तमस्ति इतोपि क्वथयन्तीव अस्ति तदर्थं किञ्चित् कालं भवतु अत्रैव इति उक्त्वा सा तस्य कृते वदति वदति सः तदुत्तरं तु सा तस्य तस्य कृते तत् चणकं स्वीकृत्य यच्छति तदा सः प्रथमं क्वथितं अपक्वं चणकं खादति इति तत् कन्नडेन बेन्दकाळु इति उच्यते तदर्थं सः यदा साम्राज्यस्थापनं कृतवान् तदा प्रथमम् एतस्य ग्रामस्य कृते बेन्दकालूरु इति नाम स्थापयति इदानीमपि सः केम्पे गौड इति प्रसिद्धः वर्तते अस्मि अत्र तस्य मूर्तिप्रतिष्ठापनानि बहूनि कृतानि वर्तन्ते एवमेव इतोपि बहवः महापुरुषाः सन्ति